तत् वेद अध्ययनार्थम् एव साम्प्रतिकसमये अस्माकं भारतस्य सुप्रतिष्ठिता एका संस्था वर्तते सा संस्था भवति वेदविद्याप्रतिष्ठान उज्जैन्यामेव मध्यप्रदेशस्य उज्जैनी नगरे एव अवस्थिता वर्तते सा संस्था किं करोति सर्वस्मिन् भारतवर्षे विभिन्नेषु स्थानेषु विभिन्नेषु मण्डलेषु एव अस्य शाखा वर्तते तस्मिन् शाखायां किं भवति वेद अध्यापकः नियुक्तः अपि च छात्राः आगच्छन्ति वेदाध्ययनं कुर्वन्ति वेदाध्ययनं कृत्वा एव ते स्वस्य परिवारस्य भरणपोषणकार्यमेव कुर्वन्ति अतः वेदस्य प्रचारप्रसारनिमित्तं एकैव संस्था या संस्था एव सुप्रतिष्ठितरूपेण परिचिता सा संस्था भवति वेदविद्याप्रतिष्ठानं महर्षिसान्दीपनिवेदविद्याप्रतिष्ठानं तस्य नाम वर्तते महर्षिसान्दीपनिवेदविद्याप्रतिष्ठानं तदेव उज्जैनी नगरे मध्यप्रदेशस्य उज्जैनी नगरे एव अवस्थिता वर्तते तत् भवति केन्द्रसर्वकारस्य अधीने तदेव संस्था वर्तते बहूनि इत्युक्ते रूप्यकाणि एव सः तत् संस्था एव तत्र सर्वेषां कृते एव प्रददाति अपि च विभिन्नेषु प्रदेशेषु विभिन्नेषु नगरेषु विभिन्नेषु मण्डलेषु एव तस्य शाखा वर्तते इत्युक्ते सर्वभारतीयस्तरे यदि वयं पश्यामः तर्हि मन्ये तावत् द्विसहस्र संस्था एव महर्षिसान्दीपनिवेदविद्याप्रतिष्ठानस्य अधीने एव इदानीं कार्यं कुर्वन्ति अपि च वेदस्य प्रचारप्रसारः भवति वेद अध्ययनम् अपि भवति अपि च व्यवस्था अतिसमीचीनमेव वर्तते इति कथयितुं शक्नोमि